यदि मम ग्रामे कश्चित् सर्पः दृष्टः भवति तद् तदा अहं तस्य तस्य सा व्यक्तिः अस्ति तस्य सर्पः दष्टवान् अहं तस्य मदताय तस्य यस्मिन् भागे सर्पः दंशं करोति तद्भागाय रूमाल् अथवा रस्सी तत् यत्करोमि निवारयामि तत् तद् परं तद् भागं रक्तप्रवाहं निष्कासयामि अनन्तरं तत्र तत् द्यहार वर्तते तद्विषः वर्तते तत् निष्कासयामि यथा शक्यते तत्प्रकारेण निष्कासयामि अनन्तरं तद् व्यक्तिः वर्तते तस्याः तस्य मदताय प्राथमिक उपचारार्थं तान् वैद्याः अथवा चिकित्सकस्य समीपे अपि नयामि अनन्तरं तस्य आहारम् अथवा किमपि तत् करणीयं तस्य अपि मदतम् करू तत् सहायं करोमि अनन्तरं तस्य सहायाय वाहनम् अथवा आम्बुलेन्स् आह्वयामि तस्य सहायं यथामति यथा शक्यते तथा करोमि तस्य तान् जलं दा दास्यामि तेन तस्य स्ट्रेस् क तस्य चिन्ता का चिन्ता न्यूना भवेत् इति अनन्तरं यथा यथा शक्यते तथा तथा तत् शयितं करोमि तत् सर्पाय अपि किं करोमि तद् बन्धीकरोमि तेन किं भवेत् सः सर्पः कस्य जातः जातिस्य अथवा सः विषः सः सर्पः सर्पः विषारी वा अथवा नास्ति इति ज्ञाये ज्ञायेत इति